सामान्यतः जानाः चित्रकलायाः शिक्षणे आदौ अङ्कन्याः वा वर्ण अङ्कन्याः वा वर्णलेखन्याः वा बहु गाढेन लेखनं कुर्वन्ति तत् प्रथमतः दोषः तत्परिहर्तुं जनाः बहुमृदुतया अङ्कन्याः वर्ण अङ्कन्याः वा वर्णलेखन्याः वा अभ्यासं कुर्मः चेत् चित्रकला शिक्षणे सं शिक्षणं सम्यक् भवति उत्तमकलाकारः भवितुं बहु अभ्यासम् अपेक्षितः यत्किमपि वयं पश्यामः तेषां अङ्कन्याः उपयोगेन लेखन अभ्यासं करणीयं अनन्तरं तेषां वर्णान् पूरयितुं अभ्यासं करणीयं तथा निरन्तर अभ्यासेन उत्तमचित्रकलाकारः भवितुं शक्यते